अहं माध्याह्नसमये कपिशाक् निर्माणं करोमि अनन्तरं रोटिकाम् एवम् ओदनं निर्माणं करोमि तर्हि तत् पुनः सहय् सायाह्नकाले लड्डुकं गुलाब् जाम् इदानीम् आलुकं निर्माणं करोमि इद् रोटिकाम् ओदनं निर्माणं करोमि एतावत् अन्तिमपर्याये भोजनं करोमि